भवता उक्तं सम्यक् चारणस्थानेषु पूर्वस्मात् अधिकं त्याज्यं मया लक्षितं कथं न्यूनिकरिष्यामि इत्युक्ते एकं वा गमनकाले अहमेव एकं स्यूतं नयामि यत् यत् त्याज्यं प्लास्टिक् अथवा भिन्नं किमपि वस्तूजातं प्राप्तं चेत् अवश्यम् तत्र एकत्र स्थापयित्वा मम स्यूते एव तत् संरक्ष्य आगत्य समीचिने स्थाने तत् स्थापयामि इति अथवा कारणस्थलेषु सम्यक् फलकानि स्थापनीयानि त्याज्यं न स्थापनीयं त्याज्यस्य त्याज्यं यदि स्थाप्यते का हानिः भवति इत्यादिकं सर्वं तत्र वक्तव्यम् अथवा मया एव सर्वत्र ग गत्वा प्रचारः कर्तव्यः त्याज्यं यदि स्थाप्यते तर्हि कः दोषः इति अथवा मया एव तत्र स्थित्वा वक्तव्यं आवर्षं स्थित्वा प्रतिदिनम् ये ये आगच्छन्ति तेभ्यः भोधनीयं ये मार्गः सन्ति